नमस्ते आचार्यवर्यः अहं दीपा अस्मि य यथा पूर्वम् उक्तम् अहं अत्र ह भ विदेशे अधिकम् ऐ टि क्षेत्रे विश् अद् किञ्चित् अधिकं पठितुम् इच्छा इच्छामि तत्र मम विषयस्य मम आशाविषयः अस्ति सैबर् सेक्यूरिटि आरक्षकः स इण्टर्नेट् मध्ये आरक्षकः कथं करणीयं कानिचन विषयानि ह मनसि निधाय एतत् पठनं करणीयं तस्मिन् विषये किञ्चिद् किञ्चित् वदतु सूचयतु तदनन्तरम् एतद्विषयं कुत्र उत्तमं कुत्र प्राप्यते एतद्विषयस्य ज्ञानं कुत्र प्राप्यते कति कानि कानि यूनिवर्सिटीस् विश्वविद्यालयाः सन्ति तत्र मम तत्र मम पञ्जीकरणार्थं किं किं किं किं विषयाः वक्तव्यं दातव्यम् इति इत्यपि मया प्रेषयतु एतत् सर्वं ज्ञा त्वा अहं पुनः भारतम् आगत्य तस्मिन् विषये अधिकाधिकं कार्यं करणीयम् इति मनसि चिन्तयामि विश्वविद्यालयस्य पञ्जीकरणं कृते वा तत्र भूत्वा यः यथा पठनीयं तत् तदा तत्र गृहं वा अथवा छात्राशाला वा तस्य अपि स्थानं मम मम क् तस्यापि विषयम् अहं ज्ञातुम् इच्छामि कृपया ते अपि तस्य अपि कृपया ज्ञानं ददातु अनन्तरं तु मम अहं सैबर् सेक्यूरिटि मध्ये मम मुख्यः विषयः तु मुख्यविषयः तु सैबर् बुलिङ्ग् इति चिन्तयामि ते तेषां विषये किञ्चित् किञ्चित् अधिकं मार्गदर्शनं करोतु इति याचयामि